हलो ओला अस्ति वा एकं रेण्टल् केब् आवश्यकमस्ति रोड् ट्रिप् कृते नैव सेल्फ़् ड्रैव् एव सेल्फ़् ड्रैव् त्रयः दिनानि पर्यन्तम् आवश्यकं भवति रामेश्वरं कृते एकं ट्रिप् प्लान् कृतमस्ति तस्य कृते आवश्यकं रेण्टल् केब् सेल्फ़् ड्रैव् एव करोमि सेल्फ़् ड्रैव् एव सेल्फ़् ड्रैव् एव भवति के के कार्स् सन्ति नैव सेवेन् सीटर् आवश्यकं सेवेन् सीटर् आवश्यकम् अस्तु रेण्ट् कियद्भवति एवं पर् किलो मीटर् कति कियत् भवति एवं वा दशरूप्यकाणि तु अधिकम् अस्ति अष्टरूप्यकं अष्टरूप्यकाणि न भवति वा अस्तु अस्तु तर्हि कथं पे करणीयं कथं पे करणीयं भवति बुक् करणार्थं प्रासस् कथं भवति अस्तु अस्तु ओ के धन्यवादः